अस्माकं जीवने व्याकरणस्य बहु वैशिष्ट्यम् अस्ति एवम् पूज्यते यः व्याकरणम् अस्ति सः वेदपुरुषस्य मुखम् इति उच्यते एवं च व्याकरणस्य बहु महत्वम् अस्ति व्याकरणेन विना संस्कृतभाषा अन्या व्या कोऽपि वा भाषा भवतु व्याकरणेन विना तद् भाषा धारप्रभावरूपेण नैव वक्तुं शक्यते येषां व्याकरणस्य ज्ञानं सम्यक् भव् अस्ति तेषाम् उच्चारणे एवं च भाषयितुम् एवं च य भाषणम् कर्तुं कोऽपि क्लेशः न भवति एवं च व्याकरणं ज्ञानम् आवश्यकम् एवम् एवम् अस्माकं जीवने व्याकरणस्य बहु महत्वम् अस्ति यतो हि व्याकरणं बहु न्यूनम् एव प्रचलनम् अस्ति अस्माकं संस्कृतभाषायाम् अस्य स्तरं बहु न्यूनं जातं किन्तु सन्ति इदानीमपि छात्राः सन्ति ये व्याकरणं स्वीकुर्वन्ति व्याकरणशास्त्रं स्वीकुर्वन्ति किन्तु अस्माकम् एकमेव उद्देशम् अस्ति व्याकरणज्ञानं प्रचारं प्रसारं करणीयम् एवञ्च व्याकरणं बहु अतीव अतीव महत्वम् अतीव आवश्यक्ता अस्ति व्याकरणस्य यदि व्याकरणं यदि सम्यक्तया व्याकरणज्ञानं यदि सम्यक्तया अस्ति तर्हि शुद्धता वाक् कौशलता एवञ्च शब्देषु शुद्धता कथं क्रियते तत् सर्वं व्याकरणमेव आयाति यदि एवञ्च उच्यते व्याकरणे व्याक्रियन्ते व्युत्पादन्ते असाधुः शब्देभ्यः साधुशब्दः पृथक्क्रियते अनेन इति व्याकरणम् इति व्याकरणस्य लक्षणम् अस्ति एवञ्च यदि व्याकरणज्ञानं सम्यक् अस्ति तर्हि अस्माकम् अस्माकं भाषायां शुद्धता भवति